अस्माकं ग्रामीणसमुदाये नृत्यस्य महत्वं बहु अधिकम् अस्ति कश्चनपर्वणसमये यथा होली इति पर्वस्य समये होलीनृत्य इति जनाः नृत्यन्ति एतत् जनपदकला एव अस्ति उदुप्यां यक्षगानः बहु प्रसिद्धः अस्ति अत्र तेंकुतिट्टु बडगुतिट्टु इति उब उभयनृत्यशैल्यः सन्ति जनाः बहु इच्छेन यक्षगानम् दर्शयन्ति यक्षगानदर्शनेन पौराणिक इतिहा ऐतिहासिक ज्ञानं च जनाः प्राप्नुवन्ति हास्यप्रसङ्गेन कश्चनविनोददृश्यमपि दृष्ट्वा आनन्दं सहर्षं च अनुभवन्ति